मम अत्यन्तम् इष्टा क्रीडा वर्तते कबडि कबडि क्रीडनेन बहु व्यायामः भवति बोडी शरीरस्य कृते समीचीनतया दृढम् आगच्छति एवं च प्रथमं समीचीनतया कथं क्रीडनीयम् इत्यादि ज्ञात्वा अयं क्रीडां क्रीडां क्रीडनीयम् कथं नाम अस्माभिः प्रथमम् उष्णव्यायामः कर्तव्यः अनन्तरं क्रीडा क्रीडणीया इमां क्रीडां क्रीडनकाले एकस्यां गणे सप्त जनाः भवन्ति अपरस्मिन् गणे अपि सप्त जनाः भवन्ति किमर्थं मया इमां क्रीडां क्रीड्यते नाम एषा क्रीडा समीचीना वर्तते एतेन सम्पूर्णबाडि श्ट्रेस् रिलीफ़् भवति यदा इमां क्रीडां क्रीडामः तदानीं समीचीनतया ग् ग्रहणं हैकाण्टेक्ट् इत्यादि सर्वं भवति एतेन कदापि अस्माकम् उपरि कोपि अटेक् कर्तुम् आगच्छति चेदपि वयं तान् ग्रहीतुं शक्नुमः अस्माभिरपि गत्वा तान् ग्रहीतुं शक्नु शक्नुमः अनेन क्रीडया अस्माभिः सन्तोषः जायते बहुषु प्रदेशेषु एषा क्रीडा बहु प्रसिद्धा वर्तते यथा बा भारतदेशे एषा क्रीडा प्रो कबाडि इत्यादि लीग् अपि चलति तस्मिन् समीचीनतया सर्वे क्रीडन्ति एषा क्रीडा सर्वत्र शाला शालासु कुलेषु सर्वत्र प्रसिद्धा सङ्घे अपि एषा क्रीडा प्रसिद्धा एषा अस्माकं भारतीयक्रीडा एषा अन्य फ़ारिन् क्रीडा नास्ति अस्माकं भारतीयक्रीडा अस्ति अस् अतः सर्वे वयं येषां क्रीडां क्रीडामः पुनश्च सम्यक्तया आनन्दं प्राप्नुमः